अहं मम क्षेत्रे पुस्तकालयः तथा च पुस्तकव्यापारं कर्तुम् इच्छामि किमर्थं चेत् उत्तमपुस्तकद्वारा उत्तमसमाजस्य निर्माणः भविष्यति तत् कारणादेव पुस्तकालयस्य प्रारम्भं कर्तुम् इच्छामि तथा च अमूल्यपुस्तकव्यापारं कर्तुमपि इच्छामि पुस्तकपठनेन विशेष ज्ञानवृद्धिः बालकानां मनसि भविष्यति तद्वारा उत्तमसमाजस्य निर्माणः अपि भवितुमर्हति तत् कारणात् उत्तम पुस्तकालयस्य पुस्तकं क्रयविक्रयस्य व्यापारः कर्तुम् इच्छामि